हलो नालन्दा बुक् स्टाल् अस्ति नमस्ते हां नालन्दा बुक् स्टाल् अस्ति भवति का

हा किं पुस्तकम् आवश्यकम् हा हा अस्ति रामायणमिति पुस्तकम् अस्ति हा व् वाजयिति तस्य कर्ता कः के इति इयं पुस्तके कति काण्डानि सन्ति आ ते के हा हा हा हा हा सहस्रं सहस्रं भवन्ति सहस्रम्

आ लभ्यते सप्तदिनपर्यन्तम् इदं पुस्तकं लभ्यते रामस्य कथा इयं पुस्तके

सप्त काण्डानि अस्ति हा कालड्डियम् अनन्तरं पुस्तकम् आवश्यकं वा

आ धन्यवादः